अहं तावत् अध्यापकः अस्मात् कारणात् अत्र अस्माकं राजस्थानप्रदेशे तीज् सवारी इति नाम्ना तावत् कार्यक्रमः सांस्कृतिकः कार्यक्रमः समायुज्यते यत्र तावत् राजस् थानीयाः ये भवन्ति ते तत्र गत्वा तत् तीज् कार्यक्रमः यः विद्यते तं पश्यन्ति इतः आरभ्य उत्स् उत्सवादिकार्यक्रमाः अनुष्ठीयन्ते उत्सव शालिनः यतोहि जनाः भवन्ति अस्मात् करणात् इतः आरभ्य उत्सवः आरभ्यते उत्सव उत्सवे भागं गृहीत्वा सर्वेषां जनानां तावत् मस्तिष्कस्य विकासः जायते यदि मनसि प्रसन्नता जायते तर्हि सर्वोऽपि सर्वमपि कार्यं सम्यक् भवितुमर्हति इति कृत्वा सांस्कृतिकेन कार्यक्रमेण सर्वेषां जनानां विकासः भवति इति मे दृढः विश्वासः